हरिः ओं

अस्तु अस्तु अस्तु वदन्तु वदतु

आयुर्वेदशास्त्रे संस्कृतभाषा अस्ति प्रथमवर्षे आयुर्वेदे आयुर्वेदस्य पाठ्यक्रमः सार्धचत्वारिवर्षं वर्षाणि चलति प्रत् तत्र प्रथमवर्षे संस्कृतमस्ति पदार्थविज्ञानम् अस्ति आयुर्वेद इतिहासः इति विषयः अस्ति संहिता अध्ययनमस्ति रचानाशरीरम् अस्ति शारीरक्रिया अस्ति एतानि सर्वाणि विषयाणि प्रथमवर्षे अस्ति तदनन्तरं द्वितीयवर्षे रसशास्त्रं द्रव्यगुणं स्वस्थवृत्तं रोगनिदानम् इत्यादिविषयाणि सन्ति तदनन्तरम् अन्तिम वर्षे शल्यतन्त्रं शालाक्यतन्त्रं कायचिकित्सा कौमारभृत्यं स्त्रीरोगः पञ्चकर्म एतानि विषयाणि सन्ति भव अस्तु वदन्तु महोदय तदनन्तरमहं वदामि त्रीणि त्रीणि सत्राणि सन्ति अस्माकं सेमिस्टर् माध्यमेन अस्ति परन्तु प्रत्येकवर्षे सार्धं एकं प्रत्येकं पाठ्यक्रमः मिन्स् प्रथमवर्षे सार्ध एकवर्षं प्रच् चलति द्वितीयवर्षं सार्ध एकवर्षं तृतीयवर्षम् अपि सार्ध एकवर्षं वर्षतः आम् आं प्रथमं तु अत्र् नीट् इति प्रवेशः परीक्षा अस्ति नेषनल् एलिजिबिलिटि टेस्ट् आम् आं तर्हि यदि प्रावीण्यमस्ति प्रावीण्यसूचीमध्ये यदि गुणाङ्काः सन्ति तदनन्तरं तदनन्तरं प्रवेशं मिलितुं शक्यते पात्रता केटगेरी अनुसारः अस्ति एस् सि एस् टि वि जे जन्रल् इत्यादि अनुसारेण गुणाङ्कः यदि प्राप्स्यते तद् अनुसारेण अस्ति न ए एतत्तु अस्माकं नाटा इति अस्ति खलु आं तेस् तस्य सि इ टि सेल् अस्ति सि इ टि सि इ टि स्केल् मध्ये यदि वयं गच्छामः वेब्सैट् मध्ये तर्हि एकं प्रवेशपत्रमस्ति प्रवेशः तत्र वयं प्रिफ़्रेन्स् दद्मः किं यदि वयं महराष्ट्रनिवासी अस्ति तर्हि महराष्ट्रः प्रदेशे किं किं महाविद्यालयानि सन्ति तत्र मेरिट् अकार्डिङ्ग् प्रिफ़्रेन्सस् वयं तत्र प्र तत्र प्रक्रियया यां वयं स्थाप् स्थापयिष्यामः तदनन्तरं तद् अकार्डिङ्ग् अनुसारेण प्रवेशप्रक्रिया प्रचलति यदि महविद्याल् यदि तालिका सूचीमध्ये अस्माकं नामः अस्ति तर्हि प्रत्यक्षं गत्वा तत्र प्रवेशः प्राप्यते अध्यापनं यदि मरा महराष्ट्रप्रदेशे प्रवेशः मेलिष्यति तत् तर्हि मराठी रीज्नल् भाषा अस्ति अत्र तर्हि मराठी अस्ति केचन जनाः आङ्ग्लभाषायामपि पाठयितुं शक्यते अत्र तर्हि संस्कृते संस्कृतभाषा अपि अस्ति संस्कृतश्लोकानि सन्ति कारणम् अस्माकं सेण्टर् संस्कृतभाषायाम् अस्ति आमां

आमां हास्टेल् अस्ति हास्टेल् अस्ति आं आम् आम् अस्तु अस्तु निश्चयेन निश्चयेन आगच्छन्तु किमपि समस्या अस्ति चेत् भवान् आगच्छन्तु साक्षात् आगच्छन्तु अहं संयोगं करोमि आं आमां स्वागतं स्वागतम् आम्